आम् अहं नलिका जलं प्राप्नोमि नलिका जलस्य कृते मम बहु सौविद्ध्यं जायते नलिकायाः जलस्य कृते बहु दूरात् जलम् आनेतव्यं न भवति अतः मम समयस्य रक्षणमपि भवति अहं सर्वमपि कार्यं साधुतया अनेन कर्तुं शक्नोमि यथा पाककार्यं वस्त्रशोधनकार्यं जलपानकार्यं नलिकाजलम् एतेषां कार्याणां कृते बहु उपकारं करोति एतद् जलं साक्षात् तुङ्गनद्याः आगच्छति एतद् जलम् अत्यन्तं शुद्धं वर्तते एतस्य जलस्य पाननेन क्षुत् अपि निव निवारिता भवति यदा बहु बुभुक्षा जायते तर्हि तदा जलस्य पानेन बुभुक्षा अपि शान्तः भवति अस्य जलस्य उपयोगेन अस्माकं समयस्य रक्षणं भवति यदा वयं दूरतः जलम् आनयामः तदा समयं नष्टं भवति परं नलिका जलं चेत् साक्षात् गृहे एव वर्तते तेन जलेन त तस्य जलस्य उपयोगं कृत्वा वयं समयस्य रक्षणं कुर्मः अन्यानि सर्वाण्यपि कार्याणि अपि साधयामः